अधुनातनकाले पारम्परिकशिक्षणं प्राप्तुकामाः छात्राः नाम एतादृशाः सन्ति ते कर्तव्यपरायणाः भवन्ति तेषां लक्षं भवति नाम ज्ञानप्राप्तिः केवलं तेषां लक्ष्यं वृत्यं लब्ध्वा जीवनयापनम् इत्यादिकमेव न भवति तेषां लक्ष्यम् अस्ति नाम ज्ञानस्य प्राप्तिः तेषां शैक्षणिकलक्ष्यं किम् इत्युक्ते तत्र ते नाम शास्त्रस्य प्रयोजनं ज्ञात्वा कमपि विषयं यदि वयं पठामः तर्हि तस्य प्रयोजनम् अस्माभिः ज्ञातव्यं तर्हि ते तस्य शास्त्रस्य शैक्षणिकलक्ष्यं किम् इत्युक्ते नाम ते तस्य प्रयोजनं ज्ञात्वा मोक्षप्राप्तिः तेषां शैक्षणिकलक्ष्यं भवति यतोहि शास्त्रेषु इति उ उच्यते प्रायः अत्र छात्राणाम् गुणवत्ता इत्युक्ते उत्तमा एव भवति नाम पारम्परिकछात्राः उत्तमाः एव प्रायः दृश्यन्ते